अहं अन्यदेशं गन्तुम् इच्छामि इति चेत् विशिष्य अहं जर्मनी देशं गन्तुम् इच्छामि एतोहि जर्मनी देशो नाम सः शर्मदेशः इति शर्मा इत्युक्ते सुखम् सुखदः देशः सः किमर्थमं इत्युक्ते जर्मनी देशे बह्व्यः संस्कृत अध्ययनसंशोधनप्रसारसंस्थाः विराजन्ते तत्रत्याः जनाः वहुधा विचारान् ज्ञातुं वहुधा उत्सुकाः सन्ति तत्र वहवः विद्वांसः भरतीयविद्वभिः सह संभाषन्ते तथा च स्पर्धन्ते अतः संस्कतज्ञान्यस्य कृते संस्कृतसंशोधनस्य कृते अत्यन्तम् उत्तमः देशः नाम शर्मणीदेशाः जर्मनी देशः इत्यचुते पूर्वं मैक्स् मूल्लर् महाभागः अपि शर्मण्यदेशजातेन इति उक्तम् आसीत् अहं तु जर्मनी देशे उत्पन्नः न तु जर्मनी परन्तु शर्मदेश इति वदति ऋकवेदस्य प्रथमप्रकाशनं तत्रैव जर्मनीदेशे अभवत् अतः अहं जर्मनी देशं द्रष्टुकामः अस्मि